ऊनविंशति अधिकद्विसहस्रतमवर्षस्य डिसेम्बर्मासस्य अष्टाविंशः दिनाङ्कः पञ्चदशाधिकद्विसहस्रतम वर्षस्य जुलाय्मासस्य पञ्चदशः दिनाङ्कः द्वादशाधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य एकादशः दिनाङ्कः सप्तदशाधिकं द्विसहस्रतमवर्षस्य नभेम्बर्मासस्य नवमः दिनाङ्कः त्रयोविंशति अधिकद्विसहस्रतमवर्षस्य सेप्टेम्बर्मासस्य त्रयोदशदिनाङ्कः